अहं स्वीयजीवने मुद्राणां सङ्ग्रहं कृतवती अस्मि तत्र नाणकाः इति उच्यन्ते तर्हि अहम् अधिकान्शतः सिङ्गापूर् देशस्य थैलेण्ड् देशस्य च नाणकानि सङ्गृहीत्य स्वीयपार्श्वे स्थापितवती अस्मि अथ च अस्माकं भारतदेशस्यापि यस्मात् कालात् अस्माभिः स्वातन्त्र्यम् अवाप्तं तस्मात् कालादारभ्य इदानीं यावत् यानि नाणकानि सर्वकारेण मुद्रा मुद्रितानि वर्तन्ते तानि सर्वाणि अपि मया सङ्गृहीतानि वर्तन्ते तेषां च सर्वेषां मुद्राणां सङ्ग्रहः मम पार्श्वे वर्तते अनन्तरम् अहं स्टेम्प्स् अर्थात् मूल्याङ्कानाम् अथवा पाषाणखण्डानां तु सङ्ग्रहं कदापि नैव कृतवती अस्मि